संस्कृतकवीषु विश्वासमहोदयः एकमस्ति तत्र अन्यः शास्त्री महोदयः अस्ति तेषां ते इष्टतमः किं गीतं वा कविं लिखति अस्माकं कविमध्ये ये आङ्ग्लभाषा मध्ये लिखितमस्ति तेषां संस्कृतवर्धनं वा संस्कृतमाध्यमेन कथं वदनीयं किं करणीयं तस्य किं शब्दम् आवश्यकम् एतत् श्रुत्वा अधुना बहवः जनाः संस्कृतं वर्धनाम् इच्छति तस्मिन् संस्कृतकविमध्ये कविः कवितामध्ये वयं भिन्नभिन्नाः कवितानि वा किं श्लोकं तु वदामः परन्तु कविमध्ये नूतनः ये वर्धनमस्ति नूतनः ये गीतमस्ति तेषां गीतं संस्कृतमाध्यमेन वयं कर्तुं तस्य वीडियो वा आधुनिक जनरेशन् मध्ये तस्य स्प्रेड् कर्तुं शक्नुमः तत् एतं कार्यं विश्वास् महोदयः वा अन्यत् ते कर्तुं करोति तत् महत्वपूर्णम्